मम ग्रामे कीटदंष्ट्रचिकित्सायाः बहवः उपायाः अनुस्रियन्ते ग्रामं परितः कीटः निवारणार्थम् औषधयुक्तानां सस्यानां काष्ठैः धूमः स्थाप्यते तेन च कीटानां बाधाः निवरिताः भवन्ति तथैव प्रतिदिनं गोष्ठेषु स्वच्छताकरणेन गोष्ठात् उत्पद्यमानाः कीटाः अपि निवारिताः भवन्ति एवम् एते कीटनिवारणाय क्रियमाणाः गृहोपचाराः सन्ति